नमस्ते स्विग्गि मम नाम विजया बाळिगा इति अहम् मंगळूरुनगरे विजयमध्ये वसामि अहं भवताम् ऐडियल् उपाहारमन्दिरस्य रेग्युलर् कस्ट्मर् अस्मि बहुवारं भव भवद्वारा अहं ऐस्क्रीम् आनीतवति भवतां सेवा मम अती सेवया अहम् अतीव सन्तुष्टा अस्मि अद्य अहं ऐस्क्रीम् प्राप्तुम् इच्छामि मह्यं किमपि डिस्कौण्ट् कूपन् अस्ति वा इति प्रष्टुं काल् कृतवती अस्ति चेत् वदतु भवतः सेवायै अहं पञ्चताराः दातुम् इच्छामि